हां अस्माकं प्रदेशे विद्यमान स्थानानि ग्रामेषु अन्तः एव वर्तते इति कृत्वा तैः स्व वाहनेन वा गन्तव्यं भवति तत्र वाहनार्थं यद्धनं स्थापनीयं तत्रेव धनव्ययः भवति किन्तु स्थानं दृष्टुं तत्र व्ययः कोपि न भवति इति भाति पुनश्च तेषां सर्वेषामपि स्थानानां तावत् प्रसिद्धिः इतोपि न प्राप्ता इति कृत्वा तावद्धनम् अधिकं न भवति आधिक्येन विशंतिरूप्यकाणि त्रिंशद्रूप्यकाणि भवन्ति तस्मात् यावत् तेषां ट्रान्स्पोटेशन् प्रति धनम् अपेक्षते तावद्धनं तेषाम् व्ययः भवति न तु स्थानं द्रष्टुम् अतः एकेन पर्यटकेन न्यून धनेनापि स्थानानि द्रष्टुं शक्यन्ते इति भाति